संस्कृतभाषा सर्वभाषायाः जननी अस्ति सा अस्माकं प्राचीनभाषा तथा वैज्ञानिकभाषा अस्ति वयं सर्वे संस्कृतेन वक्तुम् इच्छामः किन्तु संस्कृतभाषायाः शिक्षणं न जातम् एतत् कारणेन वयं संस्कृतेन न न वक्तुं शक्नुमः किन्तु संस्कृतभाषायाः प्रचारः प्रचारः वयम् अस्माकं वर्तमानकाले बहवः आवश्यकमस्ति संस्कृतभाषायाः प्रचारस्य कार्यं संस्कृतभारती इति सामाजिकसंस्था करोति संस्कृतभाषायाः प्रचारः प्रसस् करणीयम् अस्माकं परं कर्तव्यम् अस्ति सा अस्माकं जननी अस्माकं मातृभाषा अस्ति एतत् कारणेन अस्माकं कर्तव्यम् अस्ति यत् वयं संस्कृतेन वक्तुं शक्नुमः